अहं गीतं श्रोतुं बहु इच्छामि सर्वदा अहं गीतं श्रोतुम् आनन्दम् अनुभवामि यदा अहं गीतं शृणोमि मम मनश्शान्तिः भवति आनन्दः अपि उत्पाद्यते मम राज्ये तमिळ्नाडुराज्ये प्रसिद्धगायकः अस्ति एस् पि बालसुब्रह्मण्यं सः उत्तमः गायकः अस्ति तस्य कण्ठं तु मधुरं कण्ठम् अस्ति यत्किमपि गीतं गायति सः मधुरम् गायति तस्य पुत्रः अस्ति एस् पि चरणः इति सः अपि गायकः अस्ति एस् पि बालसुब्रह्मण्यं न तु तमिळ् गीतं गीतवान् कन्नडा तेलुगु हिन्दी इत्यादि भारतीया अन्या विभिन्ना भाषासु अपि गीतानि गीतवान् शास्त्रादिक गीतानि सः स्वकण्ठे मधुरकण्ठे सः गीतवान् अस्ति एस् पि बि सदृशः एम्मेस् सुब्बुलक्ष्मी येसुदासः जानकी इत्यादयः गायकाः गायिकाः च सन्ति किन्तु म मम रोचकः गायकः इति वदामः चेत् एस्पिबि बालसुब्रह्मण्यम् अहं सर्वदा एस् पि बि बा एस् पि बालसुब्रह्मण्यं गीतमेव श्रोतुं बहु इच्छामि यदा यात्रा समये भवतु यानं चालयन्ति भवतु यत्र कुत्रापि भवामि गच्छामि तस्य गीतानि अहं डं डौन्लोड् कृत्वा अहं श्रो शृणोमि